संस्कृतसाहित्ये नायिकाः विभिन्नप्रकारेण वर्णिताः सन्ति तत्र प्रधानतया त्रिविधाः नायिकाः इति वक्तुं शक्नुमः मुग्धा मध्या प्रौढा इति नायिकानां प्रभेदाः इति वक्तुं शक्नुमः मुग्धा इति या नायिका अस्ति साहित्यग्रन्थेषु वर्णनसन्दर्भे तस्याः गुणान् वर्णयन्ति कीदृशी सा भवति अत्यन्तविनयसम्पन्ना भवति लज्जा अधिका अधिका भवति उदाहरणार्थं पश्यामः कुमारसम्भवे यदा शिवः एकः वृद्धपुरुषरूपेण आगत्य पार्वत्याः पुरतः प्रश्नान् पृच्छति तदा साक्षात् सा न श्रुणोति तस्याः सखीद्वारा एव सा श्रुत्वा सखीं यथा वदति तथा उत्तरं ददाति तादृशी मुग्धा भवति नायिका तादृशी नायिका मुग्धा नायिका इति उच्यते मध्या तु लज्जापि भवति किन्तु किञ्चित् प्रौढत्वमपि भवति

मिश्रणं भवति सा तु मध्या इति उच्यते किन्तु प्रौढा इति यदा पश्यामः सा स्वयम् तस्याः प्रियम् अन्विष्य गच्छति भयं विना तादृशी तु प्रौढा नायिका इति उच्यते किन्तु अधिक काव्येषु काव्येषु अधिकतया मुग्धा नायिका एव प्रसिद्धा अस्ति कालिदासः रघुवंशमहाकाव्ये वा भवतु अथवा कुमारसंभवकाव्ये अनन्तरं रघुवंशमहाकाव्ये यदा वर्णयति लीलाकमलपत्राणि गणयामासपार्वती इति एकत्र वर्णनं करोति यदा पार्वतीदेव्याः विवाहविषये पिता सप्तऋषीणां पुरतः सम्भाषणं करोति तदा लज्जामनुभूय सा यद्यपि अन्यत्र अस्ति बहिः अस्ति श्रुणोति किन्तु लज्जाम् अनुभवति इति कालिदासः लीलाकमलपत्राणि गणयामासपार्वती इति वर्णनेन पार्वतीदेव्याः लज्जां सः निवेदयति सूचयति एवं प्रकारेण कालिदासस्य ग्रन्थेषु अधिकतया मुग्धानायिका वर्णिता अस्ति इदानीं तत्र किरातार्जुनीयम्मध्ये यद्यपि द्रौपदी अस्ति सा मुग्धा इति वक्तुं शक्नुमः किन्तु यत्र वक्तव्यं धर्मः प्रतिष्ठापनीयः यदि विपरीतः विचारः अस्ति तस्य खण्डनं करणीयम् इति चेत् खण्डनं करणीयमेव तया दृष्ट्या द्रौपद्याः उत्तराणि वाक्यानि किरातार्जुनीये वर्णितानि सन्ति अतः तस्मिन् सन्दर्भे तया दृष्ट्या यदा पश्यामः सा मध्या इति वक्तुं शक्नुमः करणं लज्जां विना पुरतः स्थित्वा सधैर्यं सा तस्याः विचारान् तत्र प्रतिपादयति तेन कारणेन तया दृष्ट्या सा मध्या इति वक्तुं शक्नुमः एवमेव अभिज्ञानशाकुन्तले शकुन्तला गान्धर्वविवाहे विवाहपद्धत्या दुश्यन्तं परिणीतवती लज्जावती एव किन्तु स्वयं सा पतिं स्वीकृतवती तया दृष्ट्या यदा पश्यामः सा प्रौढा इति वक्तुं शक्नुमः किन्तु तस्याः व्यवहारं सर्वं यदा पश्यामः तस्याः मुग्धत्वमपि अस्ति इति ज्ञायते किन्तु यदा दुश्यन्तस्य पुरतः गच्छति सः निराकरोति एषा मम पत्नी न इति वदति तदा सा आक्रोशेण उत्तरं वदति कथं कथं व्यवहारः आसीत् इति शापवशात् सः सर्वं विस्मृतवान् एव तद् व् वयं जानीमः रसिकाः जानन्ति किन्तु कथापात्रे शकुन्तलां न जानाति एव अतः तत् तस्मिन् सन्दर्भे सा तस्याः धर्मं यत् सत्यमस्ति तद् सा प्रतिपादयति अतः तदा तस्मिन् सन्दर्भे सा मध्या नायिका इति वक्तुं शक्नुमः एवं त्रिविधनायिकाः साहित्येषु वर्णिताः सन्ति एवम् नायिकानां प्रभावेन कथा अत्यन्तं समीचीनतया रसिकानां मनसि तिष्ठति